अहम् उत्तरप्रदेशे निवसामि अत्र बहवः कलाप्रकाराः सन्ति यथा चित्रकला बुन्देलीशैली राज्पूतिशैलीषु प्राप्यते तथा च सङ्गीतम् एवं नृत्यं मन्दिरनिर्माणस्य कला उत्तरप्रदेशः प्राचीनकालात् एव् कलासंस्कृतिकृते महत्त्वपूर्णं केन्द्रं वर्तते अत्र चित्रकलायाः विकासः शाहजह तथा अक्बर् कालात् एव अभूत् तथा एताः कलाः विरासत् रूपेण एव प्राप्यते यस्मिन् अस्माकं पुरातनसंस्कृतिः परिलक्ष्यते लाल् बारादरि क्षेतर् मञ्जिल् रेसिडेन्सि सिकन्दर् ताग् आस्फ़ुद्दोलाका इमाम्बाडा आधुनिकसमये उत्तरप्रदेशे आधुनिकसमये एताः कलाः एताः कलायाः उदाहरणं सन्ति